भारतीयसंस्कृतिषु पुराणं महत्त्वपूर्णम् अङ्गं तत्र कथं व्यवहारः प्रतिपादनीयः कथम् आचाराणां संरक्षणं करणीयम् इति सर्वम् अपि उक्तं वर्तते यतो हि वयम् अद्य यत् वक्तुं पारयामः तत् सर्वम् अपि पुराणम् इत्यादिकं पठित्वा एव अनेनैव वयं स्वस्य संस्कृतिं संरक्षयामः एवञ्च यथा पुराणेषु उक्तं वर्तते तद्यथा कथम् आचारव्यवहारः करणीयः तद्यथा वृद्धैः सः कथं सम्भाषणीयः गुरुजनैः सह कथम् आदरादिकं प्रतिपादनीयम् इत्यादि विषये यदा वयं ज्ञातवन्तः पुराणादि पठित्वा तदा एव वयम् आ आचरितवन्तः एवञ्च यथा पुराणेषु उक्तं तस् तथैव अस्माभिः आचरणीयम् अनेनैव भारतीयसंस्कृतिः संरक्षिता भवति इति हेतुः